मम ग्रामे कण्ठवेदनायाः कृते मम मातुः कालीमिर्च् लोङ्ग् इत्यस्य चूर्णं कृत्वा मां ददाति तथा च तुलसीपत्राणि अपि काडारूपेण स्वीकृत्य ददाति तथा लेमण् टि अथवा बिक्स् झण्डुवां तस्य लेपनं करोति यदि अधिका कण्ठवेदना भवति चेत् भटाकटारे इति एकं वृक्षमस्ति तस्य यत् अस्ति मूलभागं तत् तस्य जले तस्य किञ्चित् शुष्कं कृत्वा तस्य पानं भवति तथा प्रायः प्राकृतिकरूपेण एव आयुर्वेदिकरूपेण तत्र गृहोपचाराः भवन्ति तत्र यत् वृद्धजनाः सन्ति ते ओषधीनां प्रयोगं कृत्वा कण्ठवेदनायाः उपचारं कुर्वन्ति अधुना अपि घर् यत् पितामहः वृद्धप्रिवं वृद्धाः पितामहाः सन्ति ते सम्यक् रूपेण अरण्ये गत्वा तत् ओषधिम् आनयन्ति तत् ओषधिद्वारा तस्य पानम् अथवा पेषणं कृत्वा सम्यक् रूपेण पास्यन्ति तत्र किं भवति कण्ठवेदनायाः यत् रोगं भवति सा सम्यक् भवति अतः अहं तु वक्ष्यामि प्राचीनकाले ये जनाः सन्ति ते सम्यक् रूपेण कण्ठवेदनायाः कृते गृहोपचाराः कुर्वन्ति अधुना अपि गृहोपचाराः चलन्ति अग्रे अपि ते करिष्यन्ति इति